भारतस्य प्रत्येकं राज्ये भिन्नः उत्सवः आचरन्ति परन्तु दीपावलिः एकमात्रः उत्सवः अस्ति यः प्रत्येकस्मिन् राज्ये आचर्यते ततः प्रत्येकं गृहं सायङ्काले प्रज्वलितं भवति एकः आकाशप्रकाशः प्रज्वलितः अस्ति गृहं सम्यक् स्वच्छं भवति सम्पूर्णे गृहे सुखदं वातावरणम् आसीत् अस्मिन् अस्मिन् समये विभिन्नः प्रकरः आहारः अपि निर्मीयन्ते लड्डुकम् श्रीवटा शेव चकली अनाणसे करञ्जी पाप्रि इमर्ति इति विभिन्नप्रकाराः निर्मिताः अस्ति अस्मिन् प्रकाराः अपि सन्ति अस् इत् चूणा चूणा तिक्ताः तथा मधुरं च भवति लड्डुकम् बेसना घोळना सू रवा नाणक नाणकेन च भवन्ति करञ्जी अपि द्विधा प्रकाराः सन्ति नाणकेनं पिष्ठं वा अस् तथा दीपावलिः इति भिन्नभिन्नरूपेण क्रियते दीपावल्याः भोजनं प्रकारं भिन्नभिन्नरूपेण क्रियते इति सर्वम् भारतस्य प्रत्येकस्मिन् राज्ये अस्ति